हरि ओम् गिरिजा ट्रावेल्स् खलु आम् अहम् एकं केब् बुक् कर्तुमिच्छामि श्वः प्रातः प्रस्थानम् चत्त्वारः जनाः बेङ्गलूरुतः बन्नेरुघट्टापर्यन्तं गमनमस्ति आनन्तरं सायं पुनरागमनमपि अस्ति इदानीं पिकप् लोकेशन् वदामि एवमस्ति गृहसङ्ख्या एकनवतिः सप्तममुख्यमार्गः श्रीरङ्गनगरः बेङ्गलूरु आम् आम् तर्हि श्वः प्रातः सप्तवादने अत्र भवन्तु